युवकृषकः तत्तु सम्यक्तया कृषिकार्यं न जनन्ति तदर्थं तेषां कृते क्लेशः अस्ति कथम् कृषिकार्यं करणीयं तत्तु तस्य कृते ज्ञानं नास्ति कथं करणीयं किमर्थं करणीयं समीचीनं करोति चेत् कियत् फलं उत्पन्नं जायते ते तु न जनन्ति परन्तु ते कर्यं कुर्वन्ति तद्दृष्ट्या पितुः कृतवान् तद्दृष्ट्या अहमेव करोमि परन्तु तत् समीचीनं नास्ति भोः ते सम्यक्तया कृषिकार्यं न जनन्ति चेत् तेषां कृते क्लेशः अस्ति कथं करणीयं किमर्थं करणीयम् एवं क्रियते चेत् कियत् फलम् आग आगच्छन्ति एतद्विषये बहु क्लेशः अस्ति तेषां कृते न तु केवलं जीवः ते इच्छन्ति मम पितुः ग्रामे तिष्ठति अहमेव ग्रामे तिष्ठामि तस्य मनसि अस्ति अहं नगरे एव उपविशामि परन्तु नगरनिमित्तं धनम् आवश्यकं तद्धनं तु तस्य पार्श्वे नास्ति ते प्रचेष्टा कुर्वन् अस्मि अहं नगरे आगमिष्यामि पितुः ग्रामे अहमिपि नगरे आगमिष्यामि निवसामि स्म परन्तु किं करोति तस्य कृते धनमावश्यकं तद्धनं तस्य पार्श्वे नास्ति